अहम् इदानीं बेङ्गळूरुनगरे अस्मि इतः मैसूरुनगरं प्रति मया गन्तव्यम् आसीत् तत्र भवतां सहायेन मया मैसूरुनगरं प्राप्तं वर्तते इदानीं मम अकौण्ट् मध्ये धनं न विद्यते अतः इदानीम् अहं भवतां कृते अत्रैव दनं धनं दातुं शक्नोमि वा